अस्माकं प्रदेशे स्थानियायानव्यवस्था तु बहुसम्यक् अस्ति त्रिचक्रिका अस्ति कार् यानम् अस्ति पूनः लोकायानम् सार्वकारस्य लोकायानमपि अस्ति पुनः प्रैवेट् लोकयानम् अपि अस्ति अनन्तरं पुनः रैल् यानम् अपि अस्ति अतः अत्र तु किमपि क्लेशः एव न सन्ति यक्कोपि अस्माकं प्रदेशे आगच्छति चेत् गमनागमनार्थं तु अत्र सर्वदा सर्व सुविधा अपि भवति एव अतः चिन्ता एव नास्ति लोकयानेन सर्वत्र अस्माकं प्रदेशे तु सर्वत्र अपि अटनं कर्तुं वयं शक्नुमः पुनः रेल्यायानेन अत्र मङ्गलूरुनगरं वा गोकर्णनगरं वा तत्रापि वयं गन्तुं शक्नुमः अतः सामन्यजनानां प्रतिदिनम् गमनागमने किमपि अत्र क्लेशः एव नास्ति अतः चिन्ता एव मास्तु